लोक्डौन् समये तु गुडयुक्त खाद्यानि भक्षणानि अनन्तरं शुष्कुळी इति वदामः ननु एवं तद् तानि अपि खाद्यानि अधिकतया युट्यूब्मध्ये दृष्ट्वा तत् कथम् निर्मीतव्यम् इति ज्ञात्वा अनन्तरम् एवं मया कृतानि अनन्तरं मम पत्युः प्रीतिकर विषयाणि खाद्यानि अपि युट्युब्मध्ये एतानि आसन् तद् अपि दृष्ट्वा तदपि तदपि अधिकानि कृतानि एव युट्युब्मध्ये बहु अधिकतया ये तस्मिन्विषये ब् वदन्ति एवं दास्यन्ति ददति ददति तस्मिन् तद् त् सं दृष्ट्वा बहु उत्तमानि खाद्यानि चेत् निश्चयेन अहं प्रयत्नं कृतवती बहु सम्यक् आसीत् सर्वं सर्वाणि अपि क खाद्यानि बहु सम्यक् आसीत् शुष्कुळी स् विशेषतया शुष्कुळी इति वदामः ननु मुरुक् इति वदामः ननु तद् बहु सम्यक् कृतानि मया अस्तु